हरि ओं शुभ सायं कथमस्ति

कथं पुत्रः अहं तु सम्यकस्मि पुत्रः वगरे सम्यकस्ति वा

अरे अधुना किं किञ्चित् व्यस्ता अस्मि तत्र संस्कृतभारत्याः कार्यक्रमः अस्ति न अतः सं व्यस्ता भवामि आमां तर्हि किं कथमस्ति किं किं कारणेन कृतं दूरवाणी आमामाम् अहं

तर्हि मम चिन्तनमासीत् अस्माकं तु भाटकस्य तत् एग्रिमेण्ट् तु पूर्णमभवत् अस्ति अग्रिममासे समाप्तं स्यात् तर्हि नियमानुसारेण भाटकं वर्धनीयं तु अस्ति एव अतः मम भाटकं अहम् अधुना वर्षत्रयमभवत् भाटकं तु न वर्धितं तर्हि आवश्यकमस्ति तर्हि व्यवस्था न कृतं तर्हि न किन्तु पश्यतु मध्यमस्य मध्ये गृहमस्ति सर्वं सुविधा अस्ति अन्यत् मम कृते अपि अधुना मम कन्यायाः शिक्षणस्य कृते किञ्चित् समस्या अस्ति तदपि अस्ति नो चेत् अहमपि किञ्चित् करोमि तु किन्तु मम कृते अस्ति समस्या अस्ति किं करोमि अतः त्रिसहस्रस्य तु वर्धनं वर्धं वदामि अहं तर्हि कति तां तर्हि एतत् करोतु कुर्मः सामञ्जस्यं कुर्मः त्रिसहस्रस्य सार्ध एकसहस्रं ददातु सार्ध एक सहस्रं वर्धनं करोतु अरे भवत्याः स्वभावः अहं भवत्याः स्वभावमहं बहु इच्छा इच्छा इच्छामि इ इष्टं किमस्ति अतः अहं भवतीं किमपि बहु अधिकं न वदामि किन्तु सम्यक् सम्यक् जनानां कृते गृहं सम्यक् जनः गृहे भवतु इति मम इच्छा अस्ति अतः भवती करोतु तत् सर्वं आम् आमां तर्हि भवती एव करोतु भाटके मध्ये यत् अस्ति तत् तत्र व्यां व्ययीकरोतु

अस्तु तर्हि अस्मिन् मासे अग्रिममासे ददातु वर्धनं वर्धितं भाटकं अन्यत् सुधारणमपि करोतु तर्हि चलति शुभरात्रिः धन्यवादः शुभरात्रिः